हरि ओम् महोदय भवान् कुत्र अस्ति मया तदारभ्य अत्र बस स्टेण्ड् समीपे निरीक्षा क्रियमाणा अस्ति इतोऽपि भवतः अटोयानम् न आगतम् एव अस्ति पञ्चचत्वारिंशत् निमेषारभ्य मया अत्र निरीक्षमाणा अस्ति यानानन्तरं मया न प्राप्यमानम् अस्ति महती वृष्टिः आगम्यमाना अस्ति मया शीघ्रं गृहं गन्तव्यम् अस्ति तावदपि न ज्ञायते वा शीघ्रम् आगन्तव्यम् इति न ज्ञायते वा अस्माभिः तु पूर्वम् एव धनम् अपि दत्तम् अस्ति एवं भवन्तः विलम्बं कुर्वन्ति चेद् अस्माभिः कथं वा प्रयाणं कर्तुं शक्यते झटिति आगन्तुं शक्नुवन्ति वा किञ्चित् सूचयन्तु वा अस्मान् यदि न शक्यते तर्हि केब निवारणं वा कुर्वन्तु अधुना भवन्तः कुत्र सन्ति किञ्चित् वक्तुं शक्नुवन्ति वा आम् समीपे एव सन्ति अहं ततः केवलं निमेषद्वयदूरे अस्मि झटिति आगच्छन्तु तत्र मया महान् क्लेशः अनुभूयमानः अस्ति कृपया आगत्य माम इतः नयन्तु इति सूचयामि यदि भवन्तः शीघ्रं न आगच्छन्ति तर्हि मया सत्यं भवतां रेटिङ्ग्स् दानं यद् विद्यते गूगुल्मध्ये तस्मिन् अवश्यं न्यूनं दीयते अतः शीघ्रम् आगत्य माम् नयन्तु धन्यवादः